भो मान्याः नमस्काराः भवन्तः कार्यक्रम आयोजकाः इति श्रुतं तदर्थं तदर्थं कृतं मया तत्र भवतां कार्यक्रमव्यवस्था कीदृशी वर्तते नाम तत्र किं किं प्रचलति इदानीं तत्र सङ्गीतकार्यक्रमः भवति वा हा आम् आम् तेषु नृत्यगीतादिकं भवति वा कर्तुं शक्यते प्रकोष्टानि उपलभ्यन्ते वा तत्र कति प्रकोष्टाः आयोज्यन्ते तत्र एवं सभाकार्यक्रमार्थं सभा अपेक्षिता तदपि उपलभ्यते वा विस्तृता सभा आं तत्र कति दिनानि यावत् अपेक्षितानि भवन्ति नाम कार्यक्रमार्थम् इदानीं विवाह इति एवम् एवं अस्तु तर्हि न क्लेशाय य यदि अस्म अस्माकं ये ये गीतरचनकाराः अथवा वाद्यकराः भवन्ति चेत् तान् आनीय कार्यक्रमं तत्र कर्तुं शक्यते वा तदानीम् अस्माकमेव तत्र व्ययं भवति अस्माकं व्यवस्था एव किल मौल्यं कति भवति त्रिदिनां त्रिदिनात्मके कार्यक्रमे क्रियते चेत् त्रिंशत्सहस्रं वा किञ्चिन्न्यूनं कर्तुं शक्यते वा नाम पञ्चाशज्जनानामेव हा तेषां भोजनव्यवस्था कर्तव्या प्रातराशः अपेक्षते मध्यमध्ये पानीयमपि अपेक्षितं एवं वा अस्तु हा अहम् उडुपिनगरतः आगच्छामि भवन्तः बेङ्गलूर्नगरे सन्ति किल आ तत्रैव कार्यक्रमः अस्माकं भवितव्यं भवति आ तत्नक्लेशाय इदानीं अस्तु तर्हि पञ्चसहस्र अधिकन्यूने तत्र न दोषाय भवति किन्तु व्यवस्था समीचिनतया भवेत् तत्र अस्माकं हा युष्माकीनः यः कश्चित् पुरुषः तत्र भवति किल अस्तु तर्हि अहं सूचयामि तदनन्तरं भवत्कृते काल् करोमि धन्यवादः नमस्कारः